अस्माकं शृङ्गगिरिप्रदेशं प्रति आगन्तुं तेषां स्थानाद् यावत् मूल्यं भवति तत् सर्वं व्ययी भवति तत् एतावदेव भवति इति वक्तुं न शक्यते यतः बेङ्ग्ळूरतः आगच्छन्ति चेत् स्लीपर्मध्ये यदि आगच्छन्ति बस्यानेन तर्हि षट् षष्टिरूप श् षड्शतं रूप्यकेभ्यः त्रि शतम् अधिक एकसहस्ररूप्यकपर्यन्तमपि भवितुम् अर्हन्ति तस्मात् कारणात् तत् तेषां प्रदेशा प्रदेशं यथा भवति तद् द्वारा तस्य व्ययः भवितुम् अर्हति अत्र आगमनात् परं यदि ते उषितुम् अन्यत्र गच्छन्ति तर्हि तस्य वासव्यवस्थायाः धनं ते तैः एव दातव्यं भवति तच्च प्रायशः एकस्माद् एकस्मिन् दिने एकसहस्रात् चतुस्सहस्रपर्यन्तमपि भवितुमर्हति पुनश्च अत्रैव शृङ्गगिरिमठः एव वर्तते इत्यतः भोजनादिकम् अत्रैव लभ्यते तत्र धनं दातव्यम् इति नास्ति सर्वेभ्यः अपि उचितं वर्तते देव्याः प्रसादम् एवं रात्रौ मध्याह्ने च अत्रैव मठे एव लभ्यते प्रातः काले तु तैः अन्यत्र गन्तव्यं भवति तत्रापि पञ्चाशत् रूप्यकात् पञ्चशतं रूप्यकपर्यन्तमपि तत् भवितुम् अर्हन्ति ते यथा खादन्ति तथा भवितुमर्हन्ति पुनश्च अत्रैव समीपे स् सिरिमने ज् वर्तते तत्र यदि गच्छन्ति तत्र पञ्चाशत् पञ्चाशत् रूप्यकाणि भवन्ति तत्र तावद् व्ययीभवति पुनश्च अन्यत्र यदि गच्छन्ति अत्र तावत् एव नैसर्गिकम् स्थानानि एव सन्ति परिसरं द्रष्टुं परिसरं द्रष्टुं यथा शक्यते तादृशमेव पर्वतादिकमेव अत्र वर्तते तस्मात् तत्र ते यदा गच्छन्ति कार्याने वा बस्यानेन वा यत्र गच्छन्ति तत्र तैलसम्पूर्त्यै सम्पूर्त्यै कियद्धनमपेक्षते तावदेव व्ययीभवति अधिकं तु न भवति